दोषाः अपि ज्ञातव्याः दोषप्रहरणाय केवलम् अतः मानवानाम् एषा सहजा प्रवृत्तिः क्वचित् कस्मिँश्चित् कार्ये यदा वयं संलग्नाः भवामः दोषाः भवन्ति ममापि एवम् अध्ययनकाले बहुत्र बहु विधकार्येषु दोषाः सञ्जाताः अनन्तरं गुरुभिः अहं सम्यक् बोधितः दोषाः भवन्ति किन्तु दोषाणां परिहाराः तदानीमेव ग्यायते यदा वयं दोषं जानीमः अतः दोषस्य ज्ञानं परिहाराय अपेक्षितं भवति गुरवः ये गुरुजनाः सन्ति अथवा ये ज्येष्ठाः सन्ति ते पौनः पुन्येन प्रार्थनीयाः भवन्ति कृपया मम व्यवहारे मम कार्येषु वा यत्र दोषाः भवन्ति तान् भवन्तः सूचयन्तु यदा ते सूचयन्ति तदानीं तेषां दोषाणां परिहारविषये अहं प्रयत्नं करोमि धन्यवादः